मम इष्टमतानि बैक्यानानि लडाख् अस्ति एकदिनम् अहम् अत्र लडाख्मध्ये आगच्छामि तद् मम स्वप्नः अद्य अहं किञ्चित् किञ्चित् बिस्नेस्सः करणे किञ्चित् धनं मम समीपे स्वीकरोमि तस्य एकं कारणं लडाख् लडाख् एकः सुन्दरः सुन्दरः अनुभवः तद् एकः अनुभवः तद् अनन्तरम् अहं न पश्यामि लडाख् अत्र दूरे एकस्य पर्वतस्य समीपे अस्ति मम बैक्याने एकदिनम् अहमत्र आगच्छ तद् मम स्वप्नम्